ग्रामीणक्षेत्रेषु अधिकजनाः कृषिकार्यम् एव कुर्वन्ति अस्माकं भारतदेशे कृषिप्रधानदेशः अस्माकं जीवने कृषिः आद् आद्यकर्तव्यः इति जनाः चिन्तयन्ति ग्रामीणक्षेत्रे जनाः कृषिकार्यार्थं वृष्टिः एव अवलम्बना अस्ति वृष्टिः अधिकम् आगच्छति चेत् कृषिः अपि गच्छति वृष्टिः न्यूनः आगच्छति चेत् सस्यानि फलानि न ददाति अतः अतिवृष्ठि अनावृष्टिः अपि एका समस्या अस्ति अनन्तरं विद्युत् समस्या अस्ति ग्रामीणप्रदेशे विद्युत् यदा आगच्छति यदा गच्छति इति वक्तुं कष्टम् विद्युत् अस्ति चेत् अपि सम्यक् पवर् अपि नास्ति मार्गस्य समस्या अपि ग्रामीणप्रदेशे अस्ति गृहम् एकस्थळे अस्ति कृषिक्षेत्रम् अन्य एकस्थळे अस्ति

अन्य एकस्थळे अस्ति चेत् गन्तुं कष्टं वस्तूनि आनयितुं अपि कष्टम्